मह्यं भौतिकपुस्तकानां पठनमेव इष्टं भवति यतः तेन प्रयोजनबाहुल्यं वर्तते पुस्तकसङ्ग्रहः इति प्रयोजनमेकं वर्तते एव तेन सह दूरवाणी दूरवाणीदर्शनेन यथाशीघ्रं नेत्रसमस्याः आगच्छन्ति एवं पुस्तकपठनेन न भवति नेत्रसमस्याः शीघ्रं न आयान्ति अपि च श्राव्यपुस्तकानि मया कदाचित् पठितानि सन्ति तेन कथं पठनीयम् इति सम्यक् ज्ञानं भवति तथा श्रोतुमपि सन्तोषदायकं भवति अतः श्राव्यपुस्तकानां पठने अपि सन्तोषः वर्तते एव